हा नमस्काराः वदन्तु अस्तु अस्तु नूतन अकौ नूतन अकौण्ट् एव हा अस्माकम् एतत्तु वदन्तु पूर्वमपि एतत् किञ्चित् अकौण्ट् अस्ति वा अस्मिन्नेव बङ्के बेङ्क् मध्ये कुत्रतः अत्र आगतवन्तः ओ नूतनतया हा अस्तु तत्सर्वं लुप्तम् इदानीं नूतनतया आरम्भणीयम् आरम्भः आरम्भः करणीयमस्ति तदे एवं वा अस्तु तत्र बहु प्रमाणानि आवश्यकानि प्रथमतः आधार् का आधार् कार्ड् आवश्यकमस्ति तत्र छायाग्रहं मूलमपि च आवश्यकम् एतत्सर्वं स सज्जीकृतं वा अस्तु तदनन्तरं पेन् कार्ड् अपि एकम् आवश्यकमस्ति कार्ड् अपि अत्र मूलं तस्य छायाग्रहणमपि अस्तु तदनन्तरं इदानीं भवता भवतां कृते किञ्चित् ए टि एम् अपि आवश्यकता अस्ति वा निश्चयम् निश्चयं तदनन्तरम् एकत्र पत्रं पूरणीयमस्ति तद् अहं दास्यामि तद् सर्वं पूर पू पूरणं कुर्वन्तु तदनन्तरं इण्टर्नेट् बेङ्कङ्क् बेङ्किङ्ग् अपेक्ष्यते वा अवश्यम् तदनन्तरम् एको अन्यत् पत्रः पूरण कर्तुम् आवश्यकम् अस्ति तद् भवतः पूरयतु तदनन्तरं भवतः वासः कुत्र अस्ति तस्य तस्य वास तस्य वासस्य किञ्चित् प्रमाणमस्ति वा प्रूफ़् कि कीदृशप्रमाणमस्ति हा अस्तु एतत् सर्वं एकम् छायाग्रहम् अस्मा मया अपेक्षितम् तदनन्तरम् एतत् सर्वम् एतत् सर्वं सज्जीकृत्वा आगमि आगच्छन्तु एकदिने एव ता तत् सर्वं सज्जीकर्तुं शक्यते हा अन्यत् अस्ति भवतः भार्याः एतत् सर्वं सर्व पूर्णमस्ति वा अपेक्षितम् वर्तते वा हा तेषाम् अपि अम् एका अन्या अकौण्ट् दातुं शक्यते एतत् सर्वमपि एतदर्थमपि भवतः सर्वं स्वीकृत्य प्रमाणपत्र प्रमाणानि तदनन्तरं मूलम् अथवा छायाग्रहमपि स्वीकृत्य आगत्वा आगछन्तु श्वः एव सर्वं पूरयित्वा दास्यामि धन्यवादाः